क्रीडाक्षेत्रस्य कृते सर्वकारपक्षतः साम्प्रतं तु अधिकं धनं व्ययं कुर्वन्ति क्रीडनार्थं प्रोत्साहयन्ति सर्वकारपक्षतः यदि अहं क्रीडाक्षेत्रस्य उन्नयनार्थं मदभिप्रायम् इति अपेक्ष्यते वस्तुतः क्रीडायाः कृते एवम् अत्यधिकधनम् अहं व्ययीकर्तुम् इच्छामि यतः सर्वाङ्गिनविकासः इति उच्यते एकस्य व्यक्तेः वा एकस्य छात्रस्य होलिस्टिक् डेवलप्मेण्ट् इति वयं वदामः तत्र क्रीडापि एकम् अङ्गं भवति अतः क्रीडनेन एकं शारीरिकविकासः भवति एवं मानसिकप्रशान्तता अपि लभ्यते इति मदभिप्रायः अतः क्रीडाङ्गना क्रीडाक्षेत्रस्य कृते अधिकं धनं दातुम् इच्छामि